मम इष्टतमम् तरणस्थानम्

मन्दिरतडागः यदाकदापि समुद्रतटः अपि अस्माकं भारतदेशे कूपेषु आरभ्य नदी नदीस्नानं तडागस्नानं समुद्रस्नानम् इत्यादि स्नानविषये नियमाः शास्त्ररीत्या कुर्वन्ति इदानीं तुलामासे कावेरीस्नानं कुर्वन् कर्तुं जनाः बहवः इच्छन्ति एकैकमासे एकैका नदीषु स्नानम् इति शास्त्ररीत्या ऋषयः निर्मितवन्तः तत् जनान् अनुसरन्ति त गृहेषु एकस्नानप्रकोष्ठे इदानीन्तनकाले जनाः कुर्वन्ति तद्विहाय यदा कदा समयः मिलति नदीं गत्वा तडागं गत्वा समुद्रतटं गत्वा स्नानं करोति चेत् पुण्यमिति एकं कार्यम् अनन्तरं स्वारोग्याय उत्तमं भवति बहु लाभाय भवति तत् शरीरस्य उष्णं निवारणं भवति मम प्रदेशे तरणस्थानं वर्तन्ते अधिकाः वर्तन्ते नद्यः तडागाः समुद्रतटः अपि अस्ति यदा कदा समयः मिलति निश्चयेन नदीं नदीं वा तडागं वा समुद्रतटं वा ग् गत्वा स्नानं करिष्यामि